हरिः ओम् हरिः ओम् हा भवती भवत्याः होटेल् कुत्र अस्ति भगिनि अहं तत्र होटेल्मध्ये एकः प्रकोष्ठः स्वीकर्तुम् इच्छामि भवत्याः होटेल् अड्रेस् अस्ति मङ्गले अस्ति वा आम् अस्तु इदानीम् अहं जयपुरतः आगच्छामि तत्र जयपुरं जयपुरतः आं जयपुरतः आगच्छामि चत्वारदिनपर्यन्तम् अहं मम आवश्यकमस्ति एकम् आम् आम् चत्वारि तत्र अहं सायङ्काले आगच्छामि बेङ्गलूरुनगरे सायङ्काले आगच्छामि तत्र पल षड्वादने आगच षड्वा षड्वादने षड्वादने आगच्छामि तत्र प्रकोष्ठमध्ये कति जनाः निवसितुं शक्यते

अस्तु अस्तु एक्स्ट्रा बेड् आम् आवश्यकं भगिनि अस्तु तत्र उष्णजलम् उष्णजलस्नानार्थं भवति वा पानार्थम् उष्णजलं केटल् एवं भवेत् स् अस्तु अस्तु रूम्मध्ये टि वि अस्ति वा दूरदर्शनम् अस्ति हिन्दी हिन्दी चानेल् अपि भवन्ति हिन्दी चेनेल् अपि भवन्ति अस्तु तद् सम्मार्ज्य स्वच्छं करणीयं भगिनि भोजनव्यवस्था अपि तत्र

अस्तु समीचीनम् एकः विषयः तत् इदानीं शैत्यमस्ति किल तदर्थं ब्लाेङ्केट्स् सर्वम् आवश्यकं तद् अस्ति वा वार्म् ब्लाङ्केट्स् अपि उष्णं करणीयं इति न तत् दत्तम् रूम् हीटर् भवति वा तत् शैत्यं भवति किल इदानीम् एवं वा अस्तु अस्तु अस्तु इदानीं मम रेजिस्ट्रेशन् कुर्वन्तु मम दूरवाणीम्

आं प्रेषयामि

आम् भगिनि एकमेव पर्याप्तम् एकमेव आम् आम् पर्यन्तम् आगतु हा डाक्टर् राजेशः मध्य नाम केब् फ़सिलिटि भवति वा केब् फ़सिलिटि यानम्

समीचीनं भगिनि धन्यवादः अहं प्रेषयामि भवत्याः बेङ्क् इति तत् यु पि ऐ ऐ डि सर्वं प्रेषयति चेत् अहं धनं प्रेषय

अस्तु अस्तु तदेव करोमि धन्यवादः